प्रायः उदुपी परिसरे वर्षद्वयमध्ये एकवारं पर्यायोत्सवः इति सम्भ्रमेण आचरन्ति अष्टमठेषु अष्टयतीनां मध्ये पूजाकैङ्कर्यार्थम् एषः एकः नियोजयितव्यः तत्र एकः कः पूजार्थं नियोजयिष्यति तस्य पर्याय अवधिः अष्टमठानां मध्ये एकस्य पर्याय अवधिः तत्र तस्मिन् दिवसे तत्र विशिष्टाः कार्यक्रमाः तत्र परिसरे प्रायोजयन्ति बहिस्थात् लक्षादिकाः जनाः अत्र आगत्य एतान् उत्सव उत्सवान् ससम्भ्रमेण पश्यन्ति ते तत्र भागं ओढुं शक्नुवन्ति तदनन्तरं रात्रौ आरभ्य प्रातः कालपर्यन्तं तत्र पर्यायोत्सव किं मेरवणिगे इति यद्वदति तत्र प्रोसेषन् भवति बहूत्तमतया तत्र प्रोसेषन् जायते प्रातः अष्टवादनपर्यन्तं तत्र सांस्कृतिककार्यक्रमाः तदनन्तरं सर्वज्ञपीठारोहणम् इत्यादिकं बहूत्तमतया कार्यक्रमाणि अत्र पर्यायोत्सवरूपेण अत्र विद्यन्ते एकवारं सर्वे अत्र आगत्य पर्यायोत्सवे भागं स्वीकुर्वन्तु इति प्रार्थयामि